अद्याहं आनलैन् द्वारा यत् वस्तु प्राप्तवान् तत्तु सम्यगेव अस्ति तस्य कवचमित्यादिकं समगेव कृतवान् तथा तन्मध्ये जागरुकतया तद् वस्तु स्थापितवान् अतः तत् वस्तु मम हस्ते सम्यगेव अधुना अस्ति अतः अहं सन्तुष्टः अस्मि